एकमासात् पूर्वं अस्माकं परिवारस्य कृते अपि एकं गृहं प्रधानमन्त्रि आवासयोजनामाध्यमेन प्राप्तम् वयं यदि पश्यामः अस्माकं कः लाभः एषा योजना पञ्चदशाधिकद्विसहस्रतमवर्षे प्रारब्धा एतस्याः योजनायाः मुख्यलक्ष्यम् अस्ति ये जनाः दरिद्राः सन्ति तस्य आवश्यकता अनुगुणं तस्य कृते निवासार्थं काचित् व्यवस्था भवेत् तत् द्वारा जनानां यद् इच्छा अथवा स्वप्नः अस्ति तस्य साकारः भविष्यति जनाः स्वानन्देन तस्मिन् नूतनगृहे स्थास्यन्ति